आन्लैन् माध्यमेन क्रयणस्य पक्षे अहं बहु उत्तमम् अनुभवम् प्राप्तवान् अस्मि यतो हि आन्लैन् माध्यमेन अहं वस्त्राणि क्रयणं करोमि चेत् यदि अहम् इच्छामि तर्हि अहं स्वीकर्तुमिच्छामि यदि अहं न इच्छामि पुनः प्रत्यर्पयितुम् अत्यन्तं सुखकरं भवति अतः आन्लैन् माध्यमेन क्रयणस्य अहम् बहु इच्छामि आन्लैन् आन्लैन् माध्यमेन यदि अहं वस्त्राणि क्रेतुमिच्छामि तर्हि अहं गृहादेव गृहे एव उपविश्य अहं क्रेतुं शक्नोमि अन्यथा आपणे क्रयणार्थम् अहं यदि इच्छामि तर्हि आपणं कृते बहु दूरं गन्तव्यम् तत्र महान् कालः अपि व्ययः भवति सम्भाषणे अपि समयः व्यर्थः भवति पुनश्च धनमपि अधिकं भवति पुनः यदि तस्मात् स्वीकृत्य अहं गृहमागमिष्यामि पुनः तद् प्रत्यर्पणमपि यदि न शक्यते चेत् दुःखमेव अनुभवामि अतः अहम् आन्लैन् माध्यमेन क्रेतुमेव अहम् इच्छामि आन्लैन्न माध्यमेन क्रेतुम् अहम् इष् इष्ट्वा तस्मिन् अहं चत्वारि अङ्कान् अहं प्रा दातुम् इच्छामि